अधिकृतभाषा भारतीयभाषा एकविंशतिः वा द्वाविंशतिः अस्ति तत्र असमिया बाङ्गला बोडी डोग्रि गुजराति कन्नड् कोक्णी मेथिलि नेपाली मराठी उडिया तथा च पञ्जाबी सिन्धी इत्यादीनां भाषाणां तत्र आविर्भावः भवति तर्हि भाषापरिवारे इण्डो आरियन् भाषायाः अधिकृतम् इत्युक्ते अधिकारः अधिकः दृश्यते अधिकृतभाषा इत्युक्ते मम चिन्तनं यत्र प्रदेशे या भाषा अधिकृततया इत्युक्ते आचरणे भवति तत्र लेखनं पाठनं तया तया भाषया भवति सा एव अधिकृतभाषा इति अस्ति किन्तु भाष्यमाणाः अन्याः भाषाः अपि सन्ति यथा एषा मार्वाडिभाषा अस्ति अनन्तरं राजस्थानी भवति बोडी वा अन्याः भाषाः अपि सन्ति या तत्र लेखनं वा लिपि तथा नास्ति तत्र केवलभाषणम् आसीत् किन्तु इदानीं तत्र लेखनं वा अधिकृतभाषायाः प्रा स्वरूपं तया भाषया न प्राप्तं प्रायः किन्तु भारतस्य भाषावैविध्यविषये वदामः चेत् अभिप्रायः अस्ति एकता मे अनेकता मे एकता वेशभूषाः अदि अधिकाः भिन्ना भिन्नाः सन्ति भाषाः भिन्ना भिन्नाः सन्ति किन्तु भारतीयाणाम् एकता एव तत्र दृश्यते विचाराः समानाः भवन्ति तत्र भावः एकः एव परोपकारः वा परपीडनं मास्तु वा सामाजिकीम् एकतां रक्षतु इति एव भावः स्यात् तर्हि अधिकृतभाषाः भिन्नाः भाष्यमाणाः अन्याः अपि भवन्ति किन्तु भाषावैविध्यं वैविध्यतायाम् एकता इति एव दृश्यते